अहम् अन्लैन् द्वारा एकं पुस्तकं क्रीतवान् तत्तु बहु सम्यक् आसीत् बालानां कृते बहु उपयोगकारी आसीत् कथाः आसन् नीतिकथाः तत् कथां बालाः पठन्ति चेत् ते प्रेरणाम् अनुभवन्ति